हरि ओं नमस्ते सन्ध्याट्रावेल् एज़न्सि वा अहम् इतः अहम् इतः बेङ्गलुरु बेङ्गलुरुतः काशि अयोध्या तत्र सर्वत्र उत्तरभारतस्य प्रवासं कर्तुम् इच्छामि तदर्थं कति दिनानि अवश्यकानि अतः कीयद् धनं भवति व्यवस्था च कथं वर्तते कृपया ज्ञापयतु अस्तु अस्तु षड्जनाः सन्ति अस्तु अस्तु धनं कीयद् भवति तावद् भवति वा किञ्चित् डिस्कौन्ट् करोति वा आम् आम् सन्ति मम पितरौ वृद्धस्तौ वृद्धौस्थः आम् आम् अस्तु अस्तु अस्तु द्वितीय द्वितीयजुलै प्रति गमनम् अस्ति अस्तु अस्तु अस्तु अस्तु अवगतम् अवश्यं दूरवाणी करिष्यामि राम् राम्